एकविंशतिदिनाङ्कः प्रथममासः चतुर्विंशत्यधिकैकसहस्रं द्विसहस्रं वर्षः द्विसहसहस्रं द्वाविंशत्यधिकदिनाङ्कः प्रथमः द्वितीयामासः चतुर्विंशत्यधिकद्विसहस्रं वर्षः त्रीणि त्रयस्त्रिंशत् दिनाङ्कः प्रथममासः चतुर्विंशत्यधिकद्विसहस्रं वर्षं पञ्चमः दिनाङ्कः पञ्चमवर्षः सोरि पञ्चमदिनाङ्कः पञ्चममासः चतुर्विंशतिः द्विसहस्रं वर्षः पञ्च पञ्चदशदिनाङ्कः पञ्चमः पञ्चदशदिनाङ्कः पञ्चमः पञ्चदशदिनाङ्कः पञ्चममासः त्रीणि सप्त अधिकः द्विसहस्रं वर्षः